अस्माकं प्रदेशे प्रकृतिसंरक्षणार्थं बहवः उपक्रमाः सर्वकारपक्षतः नागरिकाणां पक्षतश्च क्रियमाणाः वर्तन्ते तत्रापि विशेषतः नदी नदीषु मलं न गच्छेद् इत् एतदर्थं नागरिकैः सम्भूय तीर्थस्थलानां विशेषतः नदीनां संरक्षणाय केचन उपक्रमाः कृतास्सन्ति यथा नगरेषु विद्यमानं यद् अपशिष्टं भवति तत् प्रायः येन केनापि मार्गेण नदीं प्रति गच्छति तस्य अवरोधनाय नागरिकैः सर्वकारः प्रार्थितः सर्वकारेण सा व्यवस्था इदानीं कृता विशेषतः स्वच्छताक्षेत्रे शुष्कम् अपशिष्टं पुनश्च आर्द्रम् अपशिष्टं पृथक् पृथक्तया सङ्कलनं कुर्वन्ति तेन इदानीम् अस्माकं प्रदेशे इन्दौरं न केवलं मध्यप्रदेशे अपितु सम्पूर्ण भारते स्वच्छतमं नगरम् इति प्रसिद्धम् अपि च उज्जयिनी अपि लघुनगरेषु स्वच्छतमा नगरी इति सर्वकारपक्षतः उद्घोषिता वर्तते एवमेव अस्माकं प्रदेशे सौर ऊर्जायाः संरक्षणाय सौर ऊर्जायन्त्राणि बहूनि स्थापितानि सन्ति एतेन अन्यविध ऊर्जाणां संरक्षणं सम्भवति इति जनानां मतमस्ति